क्रीडाद्वारा अनेके लाभाः भवन्ति क्रीडया एव बालकेषु स्वास्थ्यं स्थायिरूपेण भवितुमर्हति येन तेषां मानसिकविकासः अपि भवति अतः स्वस्थे शरीरे स्वस्थः मनः इति सूक्त्यनुगुणं क्रीडाः तासां योगदानं महत्वरूपेण वर्तते येन ते बहूनि कार्याणीति साधयितुं शक्नुवन्ति शिक्षामपि सकाले तत्र विद्यालयं गत्वा

सहकरोति क्रीडा क्रीडया अनेकानि कार्याणि बालाः आनन्देन कर्तुं योग्याः भवन्ति